मम शास्त्रमस्ति वे न्यायशास्त्रं वेद अद्वैतवेदान्तशास्त्रं च तत्र अद्वैतवेदान्तशास्त्रे षट् प्रमाणानि अङ्गीक्रियन्ते प्रत्यक्षानुमान उपमान आगम अर्थापत्ति अनुपलब्धिश्चेति तत्र अर्थापत्तिप्रमाणं किमर्थमङ्गीक्रियते चत्वारि एव अलम् इति चेत् तत्र अनुपपत्तिः अनुपपत्तेः निवारणार्थम् अर्थात् उपपाद्यस्य निवारणार्थम् उपपादकस्य निरूपणङ् क्रियते अर्थात् दिवा अभुञ्जानस्य पीनत्वविशिष्टस्य देवदत्तस्य रात्रिभोजनेन विना पीनत्वं न सम्भवति अर्थात् अत्र उप उपपा अनुपपाद्यं किं दिवा अभुञ्जानः प्रातःकाले किमपि न भोजनङ् करोति तथापि सः स्थूलः वर्तते इति अत्र स्थूलत्वं भोजनेन विना अनुपपद्नं अतः किमिति अतः उपपादकस्य कल्पना क्रियते अर्थात् अयं देवदत्तः रात्रि भोजनङ् करोति इति भोज् रात्रिभोजनस्य कल्पनाङ् कृत्वा तदा तु रात्रिभोजनेन स स्थूलत्वं प्राप्नुवन्नस्ति इति एवं कल्पना कर्तव्या भवति तत्रापि द्विविधं सा शुक्त्यर्थापत्तिः दृष्टार्थापत्तिः तत् दृष्टार्थापत्तिः नाम इदानीं दूरस्थात् शुक्तौ रजतस्य आरोपः कृतः अर्थात् तत्र अविद्यायाः कारणात् रजतस्य उत्पाद् उत्पादनं च जातं समीपे गतवान् दृष्टवान् च तत्र रजतं नासीत् शुक्थ् एव आसीत् तर्हि अत्र सः रजतः आसीत् सः कुत्र गतवान् इति प्रश्ने अर्थापत्तिः क्रियते कारणे एव विलीनः जातः इति अत्र दृष्टार्थापत्तिः एव अत्र उच्यते अनुमानं तु ज्ञायते प्रत्यक्षं नाम इन्द्रियैः अर्थोपलब्धिः प्रत्यक्षं ज्ञानम् एवं